क्रीडायाः प्रचारार्थं नवजागरणं करणीयं छात्रछात्राणां विद्यालयेषु एवं क्रीडा महत्वविषये सम्बोधनीयं तथा च सम्मानराशिः अपि दातव्या यदि प्रोत्साहनं भवति तर्हि ते छात्राः अवश्यमेव भागं स्वीकुर्युः